नमोनमः आम् आम् किमपेक्षितं ममतः सहायम्

आं भवती आगच्छतु अत्र बहु स्थलानि सन्ति द्रष्टुं विरूपाक्षदेवस्थानमिति अस्ति बसवेश्वरमूर्तिः इति अपि अस्ति बहू स्थलानि अपि सन्ति भवति आगन्तुं शक्यते

आं स्थातुं व्यवस्था अस्ति भोजनस्य व्यवस्थापि अस्ति शयनस्य व्यवस्थापि अस्ति भवती मठेव भवति नाम तत्रपि भवितुमपि शक्यते भवती आगच्छति नाम अहं सर्वस्य व्यवस्थापि कारयामि भवत्याः नाम भवती एक एव आगच्छन्ति किम् अन्येपि आगच्छन्त्यः सन्ति वा भवती एक एव किम् हा हा वाहनस्य व्यवस्था सर्वमस्ति वा भवतां कृते आं कुरु कुर्मः कियज्जना आगच्छन्ति इति ज्ञातं चेत् वयं वाहनं प्रेषयामः हा एवमस्तु अहं प्रेषयामः वयं प्रेषयामः सर्वमपि व्यवस्था सम्यक् अस्ति एकस्य कृते एकस्य वसति अपि वर्तते आगत्य तत्र निद्रितुमपि शक्यते आं मध्याह्ने चपाति अस्ति रात्रौ रोट्टि वत् वर्तते अस्माकं गदगे किं स्पेशल् नाम मुद्देरोट्टि तेन स्पेशल् वर्तते भवती आगत्य खादितुमपि शक्यते भवत्याः मित्राणि अपि खादितुं शक्यते बहु सम्यगस्ति अत्रत्य भोजनव्यवस्था तु बहु अस्ति भवत्याः कृते किं वा खाराय जातं चेत् नाम भवत्याः ग्रामे किञ्चित् न्यूनमत्रन्तु बहु अस्ति परन्तु आगत्य अत्रत्य विशेषता भोजनं भवत्याः खादितुमपि शक्यते

अन्यत् किं नाम भवती कदा आगच्छति तदा वयम् अहमेकम् एव न नयामि अस्माकं मित्राः अपि आगच्छन्ति नाम मत् मा मित्राः नाम मातापितरौ स सर्वेपि आगच्छन्ति भवतीं मेलितुं भवत्याः मित्राः नेतुमपि आगच्छन्ति भवत्याः कदा आगच्छन्ति वयं सर्व भवन्तः कदा आगच्छन्ति इति अस्माकं न ज्ञायते दिनाङ्कः उक्तं चेत् वयं वाहनं प्रेषयामः आम् अस्तु नाम वयं श्वः एव अस्माकं वाहनं प्रेषयामः भवन्तः भवन्तः आगच्छन्तु अस्तु वा आं धन्यवादाः